प्रथमवारं यदा अहं पाकं कर्तुं गतवती फलाव् करोमि इति चिन्तयित्वा अहं पाकशालां प्रविष्टवती तावत् पर्यन्तमपि अहं पाकशालां न गतवती किमपि पाकाधिकं न कृतवती आसम् फलाव् कर्तुं अहं शाखाधिकम् आनीतवती केवलं श्रुतवती आसम् तदा तु यूटूब् अनन्तरं दूरदर्शने अपि न्यूनतया एव कार्यक्रमाः भवन्ति स्म अतः तत् सर्वं न आसीत् केवलं श्रुत्वा एव करणम् आसीत् अतः श्रुत्वा अहं यद् यद् करणीयम् इति उक्तवन्तः तद् सर्वमपि अहं कृतवती किन्तु तत्र जलम् अधिकं जातं अतः फलावपि जलमयम् अभवत् खादितुम् अपि सम्यक् न आसीत्